अत्र तु एकमेव भिन्नं भिन्नम् अस्ति किम् इत्युक्ते मुद्रणमाध्यमम् इत्युक्ते केवलं मुद्रणमेव श्रूयते तथा ए वि माध्यमः दूरदर्शनम् इति भवति चेत् तत्र दर्शनम् मुद्रणम् उभयमपि लभते को भेदः इत्युक्ते एषां दूरदर्शनं क्रेतुं धनं नास्ति ते कथं श्रुण्वन्ति वार्ताम् तेषां निमित्तमेव ध्वनिमुद्रिका मुद्रणमाध्यमम् इति एकम् अस्ति रेडियो इति तदुपयुज्य एव वार्तां श्रोतुं शक्नुवन्ति तदापि यत् दूरदर्शनं इत्युक्ते वयं द्रष्टुं शक्नुमः इति तत्र किं गच्छति इति अत्र उभयमपि अधिकविश्वासार्याः एव